ग्राम्यक्षेत्रे जनः अधिकतया ऋणग्रहणं करोति कारणं ग्राम्यक्षेत्रे जनाः अधिकं धनी न भवन्ति एतत् कारणे तस्य व्यवस्था एवं च गृहनिर्माणं कृषिकार्यं छात्रस्य पठनपाठनम् इत्यादि कारणे सः ऋणग्रहणं करोति ऋणग्रहणस्य कृते सः बेङ्क् मध्ये इदानीं गच्छति किन्तु पूर्वतनीयसमये सः बेङ्क् मध्ये न आगत्य सः किमपि धनिजनाः यत् अस्ति ग्राम्यक्षेत्रे तस्य पार्श्वे गच्छति एवं एतत् कारणे सः बहुविदसमस्यायाः स सम्मुखी भवति